हरि ओम् भवती योगपटुः वा आम् मह्यं आम् मह्यं मोडल् आवश्यकम् अस्ति अतः भवती आ अहं सन् सन्ध्या अहम् एकः छायाचित्रग्राहः अस्मि मह्यं योगदिनाय मोडल्स् आवश्यकानि सन्ति अतः भवती मोडल् भवितुम् इच्छति वा हा वयं हा वयं वयं कानिचन स्थलानि विचारितवन्तानि समुद्रतटे तथा कट्टडस्य उपरि सर्वं भवति कुत्र फ़ोटोशूट् कर्तुम् इच्छति भवती काननमध्ये फ़ो चित्रं आम् अस्तु अस्तु वयम् अतः अत्र समीपस्थः काननेषु छायाचित्रं सर्वं स्वीकुर्मः भवती कदा आगच्छति आम् श्वः अतः सायं काले आगच्छतु सायं काले सूर्यास्तसमये चित्राणि सम्यक् आगच्छन्ति हा सूर्योदये समये अपि वयं चित्राणि स्वीकुर्मः किन्तु तद् सर्वं कट्टड मध्ये स्वीकरणीयं काननमध्ये तु सूर्यस्य समये एव फो़टो स्वीकरणीयं ततः समुद्रतट भोः भोः अहं अहं चलच्चित्रग्राहः अहं वदामि भवती किं वदति ततः न मम कस्टमर् उक्तवान् अस्ति अत्र तत्र एव फो़टो सर्वं चित्रं सर्वं गृहीतव्यम् इति अतः अहं एवं वदन्ती अस्मि आम् आम् आम् आम् भवती यत्र वदति तत्र अहं त्वं तव तव चित्रं सर्वं स्वीकरोमि आम् धनं सर्वम् अहं यदा भवती आगच्छति तदा अहं वदामि अस्तु वा आम् राम् राम् मिलामः मिलामः